गृहे पुरुषाणां महिलानां पात्राणि कानि भवन्ति इति पृष्टे सर्वाणि कार्याणि सर्वैःक्रियन्ते वा अथवा पुरुषाणां महिलानां कार्येषु भेदः वर्तते वा इति पृष्टे आं भिन्येव भवन्ति ये पुरुषाः भवन्ति ते तु बहिःगत्वा यदि कृषकाः ते तर्हि तत्र गत्वा कर्ष भूमेः कर्षणादिकं कृत्वा एवं तत्र किञ्चित्कार्याणि कुर्युः महिलाः ये भवन्ति ताःतु गृहेव पात्रप्रक्षालनादिकम् अथवा वस्त्रप्रक्षालनादिकं गृहस्य स्वच्छतां वा पुनः यदि छात्राः नाम बालकाः वा बालिकाः वा पुत्राः पौ पुत्र्यःवा भवन्ति तेषाम् तेषाम् ते तेषाङ्कृते सहाय्यं वा का कुर्यात् एवं पाक पाकादिकं पाकादिकम् अपि करणीयं या महिला भवति किन्तु पुरुषाःतु बहिः गत्वा किञ्चित् श्रमं कृत्वा तत्र कार्याणि कुर्युः इति सर्वाणि कार्याणि सर्वैः क्रियन्ते वा इति केचित्कुर्वन्ति इत्येव भाति किन्तु केचित् तेषां बहिःएव कार्याणि भवन्ति अहं तु अन्तः नाम गृहे यत्कार्याणि भवन्ति तानि केकेचिद् न कुर्वन्ति केचिद्बालकाःतु नाम पुरुषाः तेषां वस्त्रक्षालनं ते एव कुर्वन्ति पुनः पाकादिकमपि ते एव कदाचित् निर्माणं च कुर्वन्तीति किन्तु अधुना तु तावद् न दृश्यते सर्वमपि महिलाः एव कुर्वन्तीति भाति एवं भेदः दृश्यते इत्येव भाति